हरि ओम् महोदय श्रूयते वा ड्रैविङ्ग् लैसेन्स् विचारे किमपि वक्तुमिच्छामि प्र प्रष्टुमिच्छामि किञ्चित् प्रोसीजर् वक्तुं शक्यते वा हा एल् एल् अपि नास्ति किं महोदय किं स्वीकरणीयं एल् एल् आर् आम् अस्तु अस्तु फ़ार्म् कदा प्राप्तुं शक्यते कुत्र अस्ति कुत्र अस्ति भवतः आफ़िस् ट्रिवेण्ड्रं मध्ये कुत्र अस्ति ओ एवं वा अस्तु अस्तु भवान् पाठयन्ति वा अलं वा कति रूप्यकाणि भविष्यति आगमिष्यामि धन्यवादाः महोदय